लेखनस्य कलात्मकतां तान्त्रिकताञ्च अहम् उत्तमतया एव समन्वयितुं शक्नोमि यतः तादृशकार्यागारेषु अपि मया भागः ऊढः अस्ति कथं लेखनं कर्मकार्यम् इत्येव मया पञ्चसु दिनेषु कार्यागारेषु अभ्यसितं वर्तते तत्र लेखनविद्यायां का प्रणाली आरचनीया इति महताप्रयासेन मया ज्ञातं वर्तते इदमेव उद्दिश्य मया नित्यं लेखनकार्यम् अपि क्रियमाणं नित्याभ्यासेन सर्वं सिद्ध्यत्येव इति मम आशयः अस्ति अतः अहं नित्यं लेखनं कुर्वन् अस्मि बहुधा कार्यशालासु भाग्रहणसन्दर्भे लेखनस्य अथवा विषयसङ्ग्रहणस्य एव विषये मनः आधाय अहं विषयं श्रोष्यामि येन च लेखनावसरे मह्यं सा कला हस्तगता सति उत्तमलेखानां दाने सशक्ता भवति इत्थं लेखनकलायाः अभ्यासः मया कृतः किञ्च मम लेखेषु सा कला उपनिबद्धा च